मम सम्प्रदायस्तु श्रीमान् बी के एस् अय्यङ्गार् महोदयेन प्रवर्तितः तस्य शिष्या एव मम शिक्षकाः ते तु महान्तः साधकाश्च बहुत्र प्रसिद्धाश्च केवलं अस्माकं देशे नास्ति विदेशेष्वपि तेषां उत्कर्षः कीर्तिः दृश्यते तेषां सम्प्रदाये तेषां परिसरे तेषां सकाशे ये शिक्षणं गृहीतवन्तः ते एव मामपि शिक्षितवन्तः अतः मम सम्प्रदायः सः तैः यथा शिक्ष्यते तदनुसारेणैव मया क्रियते तत्र अन्यदपि बिहारे अस्ति इति श्रुतं मया ऋषिप्रभाकर महोदयेन प्रवर्तितः सिद्धसमाधियोगः इत्यादयः तत् वयं तन्नैव जानीमः परन्तु एतेषां सम्प्रदायानुसारेण ये शिक्षितवन्तः एतेषां शिक्षः शिष्याः ये सन्ति वि के एस् अय्यङ्गार् महोदयस्य तैः यथा मां प्रति शिक्षितं तदनुसारेणैव मया योगासनादिदिकं प्राणायामश्च क्रियमाणमस्ति तेन अहं सौकर्यञ्च अनुभवामि आरोग्ये मानसिके शारीरिके च शारीरिके च आरोग्ये हितं उत्कर्षञ्च अनुभवामि